जनानां लाक्डौन्मध्ये दूरभाषायाः ल्याप्टाप् यन्त्रस्य च विषये सम्यक् ज्ञानं पुनः तस्य उपयोगश्च अधिकः जातः इति सत्यमेव किन्तु तत्र ततःपूर्वमपि बहुधा सर्वेऽपि दूरभाषायाः ल्याप्टाप् इत्यस्य च उपयोगं कुर्वन्तः एव आसन् किन्तु तस्मिन् समये यः विशिष्य गृहेस्थित्वा कार्यं कर्तव्यम् इति विचारः आगतः तदानीं ल्यापटाप् पुनः दूरभाषा इत्युभयं सम्यगेव सहायतामकरोत् यतः मयापि विद्यालये विश्वविद्यालये कार्यं क्रियते तर्हि अस्मिन् कार्ये आन्लैन् माध्येमेनैव मया कक्षाः स्वीकर्तव्याः तदा मोबैल्यन्त्रस्य ल्याप्टाप्यन्त्रस्य च उपयोगम् अवश्यं कर्तव्यम् एव भवति तत्र इण्टर्नेट् साहाय्येन सर्वधा सर्वदा छात्राणांकृते बोधनार्थं पाठनार्थं मया प्रयासः कृतः तस्मिन् अनुभवः बहु उत्तमः आसीत् यतः सर्वेऽपि एकस्मिन्नेव ससम्यक् एकस्य यन्त्रस्य प्रभावेण एकत्रिकृताः भवन्ति इति अत्युत्तममेव तेन आधुनिककाले अधुना अस्माभिः विषयज्ञाने बहु प्रयासं कर्तुं शक्यते येन अस् अधिकतया विषयानां ज्ञानम् अस्माकं भवितुमर्हति अतः ल्याप्टाप्यन्त्रं दूरभाषायन्त्रं सर्वमपि अस्माकं प्रत्यहम् उपयोगकरमेव अस्ति इति मम भाति